हरिः ओम् अहं प्रतीकः कण्दित भवान् कः एवं वा एवं भवान् टूरिस्ट् भूत्वा भवान् तुरी टुरीस्ट् भूत्वा भूत्वा अत्र आगच्छति वा एवं वा एवम् अहं कारयामि अत्र रामटेकनगरमस्ति नाग्पुरजनपदे महराष्ट्रराज्ये अत्र अत्र कालिदाससंस्कृतविश्वविद्यालयः वर्तते तत्र संस्कृतं संस्कृतं पठितुं ये जनाः इच्छन्ति ते सर्वे अत्र आगच्छन्ति संस्कृतं प अत्र आं यत्र संस्कृतशोधछात्राः अपि वर्तते सर्वेः जनाः संस्कृतेन एव एव वार्तालापं करोति अत्र रामः अत्र गडमन्दिरनाम्ना एकम् एकं मन्दिरं वर्तते तत्र रामदेवतायाः पूजा वर्तते जाता करोति तत्र भ्रमणार्थम् अत्र तत्तु सर्वं रामकृपा एव भो अस्तु अत्र यदा रामः वनवासे आसीत् तदा रामसीतालक्ष्मणाश्च अत्र भ्रमणं भ्रम अत्र आगताः तथा आम् एवं वनवासे आम् आं तदा अत्र राममन्दिरं लक्ष्मणमन्दिरं च वर्तते तत्र गडमन्दिरे तत् बहू बहु सुन्दरं किमस्ति तत् तत् बहु सुन्दरं वर्तते तत् मन्दिरं तत्र वयं गच्छावः महान् आ यदा आगच्छति तदा तद् तदनन्तरम् अत्र रामटेके कर्पूरबावडि नाम्ना एकं देवीमन्दिरं वर्तते तत्रापि भवान् आगच्छतु तत्र यद् वर्तते तत्र लीक् वर्तते तालाब् वर्तते तत्तु बहु प्राचीनं मन्दिरम् अस्ति तत् तस्मात् कारणात् तद् विषये अधिकं न ज्ञानं वर्तते परन्तु तत्रापि भवान् यदा अगच्छ आगच्छति तदा तत्र दृश्यं बहु सुन्दरं प्राचीनञ्च तत्र प्राचीनः कारणात् तत् बहु बहु किं बहु सुन्दरं दृश्यते अनन्तरमत्र किं किं भो तदागः तडागः न वर्तते वर्तते अत्र खेण्सि नाम तलाब वर्तते तत्र अपि बहु सुन्दरः दृश्यः सन्ति अधिकं किमपि ज्ञातुमिच्छति वा भवान् भ्रमितुमिच्छति अस्तु तर्हि आगच्छतु जय् सिया रां भो